भारते वस्त्रप्रक्षालनं बहुधा कुर्वन्ति वाषिङ्ग् मिषिन् मध्ये स्थापयित्वा क्षालनम् अथवा नदीतटं गत्वा तत्रत्य शीलायाः उपयोगं कुर्वन्ति कृतकशीलायाः निर्माणं कृत्वा तत्र क्षालयन्ति भिन्नेषु भिन्नऋतुषु आतपः अस्ति चेत् तेनैव वस्त्राणि शुष्कानि भवन्ति नास्ति चेद् व्यजनस्य अधः संस्थाप्य शोषणं कुर्वन्ति नूतनं यन्त्रम् आगतम् अस्ति वाषिङ्ग् मिषिन् सह ड्रैयर् इति तद् उपयुज्य वस्त्राणि शोषणं कर्तुं शक्यते तदा वस्त्रं शुष्कीभूत्वा एव आगच्छति अपव्ययः द्रोण्याम् अधिकं जलं त्यक्त्वा विस्मरन्ति अथवा अन्यत् अन्यस्थानेषु जलस्य त्यागं कुर्वन्ति